जगतः अभिवृद्ध्यै मम अभिप्रायः वर्तते यथा भवान् जानात् जगतः सञ्चरणशीलः अस्ति अस्मिन् जगति सम्पूर्ण एव तत्वानि चेत् अस्ति तत्र गतिः वर्तते अस्मिन् सञ्चरणशीले जगति क्वचित् वस्तूनां हास्य एवं च क्वचित् वस्तूनाम् अभिवृद्धि अवश्यमेव भावितुम् अर्हति अयमेव सञ्चरणशीलस्य जगतस्य प्रक्रिया वर्तते सर्वे जानाति यथा युगस्य संख्या चत्वारि सन्ति सत्ययुग् कृतयुग् त्रेता द्वापर् वर्तमान् शमये कलियुग् प्राचाल्यमान वर्तते सत्युग् काले अ रामस्य कालः आसीत् तस्मिन् समये सर्वत्र धर्मानुसे नुशारणजगतस्य प्रक्रियाय प्रचलनम् आसीत् अस्मिन् एव् प्रकारणेन अन्ययुग् अनेकानि विशेष् तानि प्रत्यायाः प्रचलनं अनेकानि विशेष प्रकारेण प्रक्रियायाः च प्रचलन्म् आसीत् वर्तमान् काल कलियुग् कालः अस्ति कलिजुग् कलियुगस्य पाञ्चहजार् एक् सौ चौबीस् वर्षाणि बेतितानि सन्ति सम्पूर्ण जगति इदानीम् अन्तर्जाले विकरण् मध्ये तेषां कार्यं कुर्वन्ति ममाभिप्रायः अस्ति जगतस्य विकास शकत् सतत प्रक्रिया अस्ति तेषां आवश्यक्ता एव् सर्वत्र अवश्यमेव भवति सर्वत्र ते अस्मिन् यग प्रकारेण जगतस्य सञ्चरणशील अबिविद्यस्य जायते